एतत् विषये पूर्वं वयं सर्वे चलनचित्राणि क्षेत्राणि गत्वा चित्रं पश् पश्यन्ति स्म अनन्तरम् यदा टि टेद्दुर दूरव दूरदर्शनम् आगच्छति आगच्च आग आगतवती आगतवानस्मि तदनन्तरम् ओटिटिमध्ये वयं सर्वे स चलनचित्रं वा किं क्रिकेट् म्याच् वा स्पर्धा वा वयं सर्वे गृहे उपविश्य सर्वे सर्वं सर्वे पश्यामः एतत् म मय् इदानीम् अन्यन्यः जनप्रियः चलनचित्राणि क स् क्रिकेट् स्पर्धाः अनन्तरं ने नाटकानि नाटकानि निदे द्रष्टुम् इच्छन्ति इति मया अहं सु स् अहं चिन्तयामि